अस्माकं क्षेत्रजनाः तुलुमाध्यमेन कन्नड संस्कृत संस्कृतं तु बहु न्यूनाः जनाः एव संवादं कुर्वन्ति परन्तु संस्कृतम् अस्ति मठपरिसरे अनन्तरं संस्कृतविद्यालयस्य परिसरे संस्कृतेन संवादः भवति अनन्तरम् अत्र कोङ्कणि अस्ति कन्नड इङ्ग्लिश् हिन्दी मलयालम् अपि उपयोगं कुर्वन्ति यथा एतत् केरला राज्यं बहु निकटे अस्ति इतः मङ्गलूरु उडुपितः अतः अत्र जनाः केचन जनाः मलयालं भाषे भाषायामपि संवादं कुर्वन्ति अनन्तरं ब्यारिभाषा इत्यपि अस्ति यवनजनाः उपयोगं कुर्वन्ति अतः बह्व्यः भाषाः अत्र सन्ति अस्माकं क्षेत्रे तत्र तु बहवः जनाः सहजसंवहनार्थं तुलुभाषामेव अधिकतया उपयोगं कुर्वन्ति यतो हि अन्यभाषा अपि सन्ति परन्तु सामान्यतः तुलुभाषा एव भवति